नमस्ते नमस्ते नमस्ते अहं मम तदा मम तु शक्यते कुतः हरिः ओम् हा अद्य शतं वा

मम केस् कदा अत्र भवितव्यम् ओ अस्तु अस्तु भोः मम आवश्यकम् अत्र अस्ति वा अहम् आग् आगतवती आम् ह अस्तु भोः अस्तु भोः अस्तु भोः अनन्तरम् अत्र कानि रूप्यकाणि युष्माभिः गृदी दशसहस्ररूप्यकाणि किञ्चित् किञ्चित् किञ्चित् न्यूनं किञ्चित् न्यूनं करोतु भोः अहम् हो हो मम मम मम मम अवस्था अतीव कष्टतयामेव अस्ति तत्समये एव अहम् एतद् केस्

वदतु भोः पञ्चसहस्रम् अस्तु भोः अस्तु भोः धन्यवादः भोः एवं हा अस्तु ओ धन्यवादः